ह हरिः ओम्

अशोका होटेल् अस्ति

हा हा अस्तु हा अब्

कति जनाः आगच्छन्ति

पञ्च अस्तु एकं द्वे रूम् भवति पञ्च जन कृते अनन्तरं ट्वेण्टि फ़ोर् अवर्स्मध्ये टु थौसण्ड् भवति रूप् धनं अनन्तरं भव हा टु थौसण्ड् अनन्तरं तत्र भिन्नः भवति ब्रेक्फ़ास्ट्मध्ये एक्स्टा चार्ज् न भवति भोजनं मध्याह्नभोजने अनन्तरं रात्रिभोजने अपि धनं भवति तद् भिन्नं भवति

हा अत्रैव अन्तर्भवति ह एवं अनन्तरमत्र अन ह ह तर्हि तत्र न लब् हा भवती भोजनमध्ये ना गच् नागच्छति चेत् चिन्ता नास्ति तद् टु थौसण्ड् केवलं रूम् रेण्ट् अस्ति ह एवं

रात्रि रात्रिभोजने अनन्तरं मध्याह्नभोजने सर्वं स्वीकृत्य त्रि थौसण्ड् भवति हा एवं हा ह रिफ़ण्ड् भवति भवती मध्याह्ने अपि इदानीं भवती उक्तवती खलु मध्याह्ने अहं न आग नास्मि तत्र तद् रिफ़ण्ड् हा न भवामि खलु भवती अनन्तरं तत्र हा हा ह रिफ़ण्ड् भवति तत्र हा हा धन्यवादः हा धन्यवादः